रामायणे सप्तकाण्डानि सन्ति यथा बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डं किष्किन्धाकाण्डं सुन्दरकाण्डं युद्धकाण्डम् उत्तरकाण्डं च भवन्ति रामायणस्य प्रथमकाण्डं बालकाण्डं भवति अस्य काण्डे रामायणग्रन्थस्य नायकः पुरुषोत्तमः श्रीरामः जन्मचरित्रं वर्णनम् अस्ति अयोध्याकाण्डे सीतारामयोः विवाहवर्णनम् अस्ति अरण्यकाण्डे सीतारामयोः वनागमनं भवति तथा सीताहरणम् अस्ति किष्किन्धाकाण्डे रामसुग्रीवयोः मध्ये मित्रतास्थापनं भवति मपि वालीवधः भवति सुन्दरकाण्डे सीतायाः अनुसन्धानं भवति युद्धकाण्डे रामरावणयोः मध्ये एकं युद्धं वर्णनम् अस्ति उत्तरकाण्डे लवकुशजननविषये वर्णितम् अस्ति